नगराणां पत्रिकासु स्थानीयवार्ताः पर्याप्ततया न दृश्यन्ते इति सत्यं वा नगराणां पत्रिकासु स्थानीयवार्ताः न प पर्याप्तं तं नास्ति इतोपि वार्ताः अपि प्रसन्नार्थं भवन्ति बहवः तदेव बहवः वार्ताः सन्ति सर्वाणि वार्ताणि तत्र स्थापयित्वा बहूनि पत्रिकायां स्थापयितुं बहवः रिपोर्टर्स् अपि भवनीयं ग्रामाः वार्ताः झटिति सर्वाः श्रोतुं न शक्यते इदानीं तु दूरवाणीमध्ये झटिति वार्ताः आगच्छन्ति इतः पूर्वं तु तावत् सौकर्यं ग्रामे नास्ति इदानीन्तनकाले बहू झटिति वार्ताः अस्माकं समीपं आगच्छन्ति